हरि ओम् महोदय हा हा आपणे अस्मि हा आम किमु पुस्तकं लेखन लेखनसामग्रि वा नूर्पेजु इन्नूरुपेजु पुस्तकानि वा द्विशतं पेज् आ हा कति शतम् ओ तथा वा हा दद्मः हा शक्यते शक्यते अद्य न शक्यते श्वः एवं वा हा पञ्च एकस्य एकस्य पुस्तकस्य मौल्यं पञ्चविंशति भवति शतंपे नूर्पेज्पुस्तक शतं पेज् पुस्तकम् अस्ति किल हा एवं वा हा हा डिस्कौण्ट् वा हा एकस्य मूल्यं पञ्चविंशति भवति एकस्य पुस्तकस्य मौल्यं रे हा एम् आर् पि अस्ति तावद् किन्तु हा किञ्चित् दश पर्सेण्ट् दातुं शक्यते

तावदेव न महोदय दशपर्सेण्ट् कथञ्चित् दद्म ततोप्यधिकं हा हा

हा तदेव अस्माकं कृतेऽपि किञ्चित् हा लघु आपणं खलु हा कम्पास् बाक्स् हा तर्हि एकं एकं कार्यं करोतु एकं लीस्ट् कृत्वा प्रेषयति वा हा प्रे हा हा पञ् पञ्चदश हा हा सत्यं जानामि किल हा एव अस्तु अहमपि जानामि ओ हा तद् अहमपि जानामि अस्माकमपि लघु आपणं महोदय ममापि

हा हा ओ राम फिफ़्टिपर्सेण्ट् सर्वं कर्तुं न शक्यते हा ट्वेण्ट् हा अस्तु भवान् उक्तवानिति कारणतः आम् ट्वेण्टिपर्सेण्ट् कथञ्चित् ततोप्यधिकं डिस्कौण्ट् कर्तुं न शक्यते अतः ममापि लाभाय लाभः आवश्यकं किल हा हा हा ओ नि अस्तु अस्तु हा सत्यम् अस्तु अस्तु पञ्चदश पर्सेण्ट् दातुं शक्यते हा अस्तु एकं अस्तु एकं लिस्ट् कृत्वा प्रेषयतु अस्तु धन्यवादः धन्यवादः